अहम् एकम् ओर्डर् पूर्वं दत्तवती किन्तु परन्तु किन्तु मया सर्वाणि वस्तूनि न प्राप्तानि अहम् एकम् वेज् बर्गर् कोला पिज़्सा फ़्रैड् रैस् इत्यादयः सर्वम् ओर्डर् ददातु किन्तु मया केवलं फ्रैड् रैस् पिज़्ज़ा इत्येवम् इत्येवं लब्धं मम आर्डर् प्राप्तुं मया किं कृतं खादतु खादितम् आर्डर् प्राप्तम्